हरि ओम् श्रूयते वा अहं श्रीवत्सः इति गतमासे मम एकं कार्यक्रमः आसीत् खलु तस्य समारम्भः भवन्तः एव कृतवन्तः इति श्रीवत्सः अयम् इति तत्र शृङ्गेरी समीपे एव अहमस्मि आम् अत्र न अत्र एव शृङ्गेर्यां अत्र एकं सभागारे एव आसीत् तद्भवन्तः एव कृतवन्तः स्मर्यते वा बहु सम्यक् आसीत् सम्यक् रूपेण कृतवन्तः तत् सर्वं अहं भोजनादिकं सम्यक् आसीत् अनन्तरं विवाहं मण्डपः अनन्तरं सज्जता तत् सर्वं सम्यक्तया कृतवन्तः आम् स सत्यं सर्वं समयः आसीत् भवन् भवन्तः भवतां कार्यकर्तारः ये सन्ति ते अपि सम्यक् रूपेण सहायं कृतवन्तः

यद्यपि आम् यद्यपि भवन्तः न आसन् तथापि अत्र ये भवन्तः निर्देशकाः ये सन्ति अनन्तरं ये तत्र उत्तरदायित्वं ये स्वीकृतवन्तः ते सम्यक् रूपेण अत्र कृतवन्तः तदर्थं अहं पुनः एकवारम् अहं धन्यवादं किं कर्तुम् इच्छामि

तथा किमपि नास्ति इति मन्ये

अस्तु अस्तु आम् अग्रे आम् अस्तु अग्रे यदि अस्माकं कार्यक्रमः भविष्यन्ति अथवा समारम्भाः यदि सन्ति चेत् अहं भवन्तं एव सूचयामि

आम् आम् आम्

अस्तु भवन्तः आम् किं किञ्चित् धनं न्यूनी न्यूनी कृत्वा एव भवन्तः पूरितवन्तः तदर्थम् अहं बहु सन्तुष्टो अस्मि अग्रेपि तथा एव कुर्वन्तु इति नाम अभिलाशः अस्तु धन्यवादः